कः नमस्कारः वदतु कः

किमावश्यकम् एवमेवं शिक्षाविभागे एकः अवकाशः विद्यते अस्तु किं वदतु भवतां क्वालिफिकेशन् किं किमस्ति सर्वं वदतु तत्र अड्वटैस्मेण्ट् मध्ये यद्यदति सर्वं दृष्टवान् खलु हा तत् तत्सम्बद्धं क्वालिफिकेशन् हा अस्तु अस्तु

एवम्

एवम् एवम् तत्र भव भवतां कृते अनु भवतां कृते अनुभवः कोपि अनुभवः विद्यते वा

एवं समीचीनम् तर्हि संस्कृतभारत्यां संस्कृतप्रचारे प्रसारे च भवतां योगदानं किमस्ति

समीचीनम् परन्तु एतत् इदं पदं दीयते परन्तु शाश्वतरूपेण न भवति केवलं नवमासात्मकम् अथवा दशमासात्मकमेव भवति तत्पश्चात् नियतरूपेण एतत् पदं न भवति भवतां मनं भवताम् इच्छा अस्ति चेत् अहं सूचयामि तदनन्तरम् एतत् पदम् एस्सि एस्टि छात्राणां कृते आरक्षितमस्ति भवान् अस्ति वा तत्र एवम् ओ एवं तदपि अस्ति एवमेवम् तदपि अस्ति एवमेवं समीचीनम् अहं परिशीलयामि एकवारम् विषयाः भवान् संस्कृते संस्कृतेपि सम्यक् सम्भाषणं कुर्वन्नस्ति तत् समीचीनं परन्तु विषयज्ञानमपि साक्षात्कारोपि भवति साक्षात्कारार्थं वयम् आह्वयामः तदानीम् आगत्य तत्र केचन एक्स्पर्ट्स् जनाः भवन्ति ते ते तु परीक्षां कुर्वन्ति तस्यां परीक्षायां ये तावत् सम्यक् उत्तराणि प्रयच्छन्ति तेषां कृते इदं पदं भवति इदानीं प्रायः इ डब्ल्यू एस् वयम् एस् एस्सि एस् टि येषु च बहवः छात्राः आवेदिताः सन्ति तान् सर्वानपि आह्वयामः आगामिमासे दशम दशमतात् दिनाङ्के इ एस् इ एस् नाम एक्सिक्यूटिव् कौन्सिल् मीटिंग् भवति तत्र वयं चयनं कुर्मः तदर्थं तदर्थं वयं सूचनां दद्मः सूचनानुगुणम् अत्र आगत्य भवान् परीक् तत्र साक्षात्कारं फेस् करोतु एवम् अस्तु अस्तु धन्यवादाः नमस्कारः